नास्ति अहं योगशिक्षणार्थं कुत्रापि अन्त् अन्तर्जालस्य अनुसरणं न करोमि अहं पूर्वमेव गुरुकुले मम गुरवः आसन् गोपालकृष्णशाहु ते मां साक्षात् प्रत्यक्षरूपेण शिक्षितवन्तः एवं च तत्रैव अहम् अहम् अपि नाम अभ्यासकार्यं कृतवान् आसम् योगाभ्यासं ये कुर्वन्ति अधुना प्रायशः पूर्ब् अधुना तु कष्टस्य किमपि किमपि कष्टमेव नास्ति किमर्थम् इत्युक्ते बह सर्वत्रापि सर्वेऽपि जनाः योगाभ्यासं कर्तुम् इच्छन्ति योगाभ्यासं शिक्षितुम् योगं शिक्षितुम् इच्छन्ति पूर्वे तथा कष्टम् आसीत् ये योगशिक्ष्य शिक्षकाः आसन् तेषां सविधे उद्योगं नासीत् कोऽपि योगाभ्यासं कर्तुं न आगच्छति अतः ते महान् क्लेशान् अनुभूय अधुना किञ्चित् योगस्य प्रचारप्रसारकारणेन प्रधानमन्त्रीमहोदयानां राष्ट्रीययोगदिवस अन्तराष्ट्रीययोगदिवसकारणेन अधुना योगस्य प्रचारप्रसारम् अभवत्